देवतामूर्तीनां निर्माणे तत्र मृदा शिलया दार्वा अथवा लोहेन तस्य निर्माणं कर्तुं शक्यते तत्र अस्माभिः तावत् गणेशचतुर्थीदिवसे मृदा गणेशस्य निर्माणं क्रियते तर्हि तत्र क्षेत्रे केदारे गत्वा तत्रस्थ मृदम् आनीय तेन च तस्य पूजनं कृत्वा आदौ अपि च तदनन्तरं तस्य निर्माणस्य पद्धतिप्रवृत्त प्रवृत्ता भवति आदौ तस्य वदननिर्माणम् एवं करणे अपि च उदरं हस्तानि एवं तस्य निर्माणं क्रियते अपि च अस्मत् भारते पञ्चमृत्तिकापूजाः भवन्ति नाम मृत्तिकाशकटस्य मृत्तिकावृषभस्य गणपतेः गजाननस्य शिवस्य एवं देवतामूर्तिनां निर्माणं मृदापि भवति शिलादार्वा वा भवति